द्विसहस्रतमवर्षस्य सितम्बर् मासस्य प्रथमः दिनाङ्कः एकादशाधिकद्विसहस्रतमवर्षस्य जनवरी मासस्य षष्ठः दिनाङ्कः पञ्चदशाधिकद्विसहस्रतमवर्षस्य फर्वरि मासस्य दशमः दिनाङ्कः विंशत्युत्तरद्विसहस्रं द्विसहस्रतमवर्षस्य अक्तुबर् मासस्य नवदश दिनाङ्कः सप्तदश सप्तदशोत्तर द्विसहस्रतमवर्षस्य अप्रैल् मासस्य विंशतिः दिनाङ्कः